मम जीवने एकस्मिन् दिने कृतं दीर्घतमं चारणं नाम तमिल्नाडु तमिळुनाडुप्रदेशे विद्यमानस्य अरुणाचलपर्वतस्य परिक्रमणम् आसीत् अत्यन्तम् रमणीयम् आसीत् तत्रापि विशिष्य वृष्टिकाले अहं चारणं कृतवान् सर्वत्रापि हरिद्वर्णस्य दृश्यमासीत् तत्र वृष्ट्यामेव चारणम् अत्यन्तं साधुः आसीत् मम अनुभवः तावत् तादृशप्रदेशेषु चारणं नाम अहं बहु इच्छामि तत्र चारणसन्दर्भे पादरक्षां विना अरुणाचलपर्वतस्य पर्वतं परितः अहं चारणं यदा कृतवान् अत्यन्तम् अहं सन्तोषम् अनुभूतवान् तत्र विशिष्य कष्टं किमपि तत्र न आसीत् यतो हि पूर्वमेव जनाः तत्र गत्वा गत्वा मार्गः सुखकरः विद्यते अतः तत्र गन्तुम् कष्टं कष्टं किमपि नासीत् इति मम अनुभवः किन्तु तादृशरमणीयप्रदेशेषु पुण्यक्षेत्रेषु पादरक्षां विना अरुणाचलप्रदेशं प्रा अरुणाचलपर्वतस्य परिक्रमणं नाम मम जीवने अत्यन्तं श्रेष्ठं कर्म इति अहं भावयामि